सर्वत्रापि प्रदेशेषु उत्सवः तु भवत्येव प्रतिवर्षम् उत्सवः प्रचलति तत्र आदौ यदा उत्सवः भवति तस्मात् प्राक् सर्वेषु ग्रहेषु स्वच्छता भवति तदुत्तरं देवालये देवालये आदौ स्वच्छतां कुर्वन्ति यथा सुव्यवस्थितरूपेण देवायः दृश्येत तथा तत्र स्वच्छतां कुर्वन्ति तदुत्तरं देवालयस्य अलङ्कारः क्रियते तदुत्तरं नगरेषु वीथिषु च सर्वत्रापि यथा सुव्यवस्थिततरूपेण नगरं दृश्येत तथा अलङ्कारः क्रियते अपि च यथा पार्श्वस्थग्रामीणाः जनाः उत्सवं प्रति आगच्छेयुः तद्वत् अड्वटैस्मेण्ट् दीयते सर्वत्रापि सर्वत्रापि दीपस्य अलङ्कारः भवतु पुष्पाणां वा अलङ्कारः भवतु तत् सर्वं क्रियते एवं ये ये आगच्छन्ति अतिथयः तेषां कृते तत्र प्रसादव्यवस्थापि अपेक्षिता भवति अतः सर्वत्रापि गृहं प्रति गत्वा ते धनस्य सङ्ग्रहणं कुर्वन्ति तेन च प्रसादव्यवस्था भवतु सर्वं सिद्ध्यति एवं ये यदा उत्सवः भवति तत्र तु रथोत्सवः तु भवत्येव अथः रथस्य निर्माणं भवतु रथस्य अलङ्कारः वा भवतु एवं रूपेण सर्वत्र स्वात्मानं योजयन्ति ते तु तेषां मनसि तु एवं भवति अयम् उत्सवः अस्माकं ग्रामीणः उत्सवः इति तेषां मनसि भवति तस्मात् एतावत् सर्वं कार्यं तत्र सिद्ध्यति